विवाहादिषु बृहत्कार्यक्रमेषु बृहत्परिमाणेन जलस्य व्यवस्थापनार्थं वयं वाटर् टाङ्कर्स् अथवा वाटर् केंस् आडर् कुर्मः अधिकसङ्खायां वाटर् टेङ्क्स् आडर् कृत्वा अनेकस्थानेषु स्थापयामः चेत् उत्तमतया व्यवस्था भविष्यति